बालकानां पुस्तकानि समीचीनानि वर्तन्ते यतो हि एतेषु पुस्तकेषु मध्ये नीतिसम्बद्धाः बहवः विषयाः चित्रद्वारा प्रदर्शिताः वर्तन्ते यान् विषयान् अधीत्य बालकाः नीतिवन्तः चरित्रवन्तश्च भविष्यन्ति अथ च अन्ते बालकानां कृते अभ्यासप्रश्नाः अपि दत्ताः वर्तन्ते तेषां प्रश्नानां समाधानेन अधीतविषयस्य सम्यक् ज्ञानं छात्राणां भविष्यति